योगे बहूनि आसनानि नम्यतायाः बलस्य च वर्धने अनुकूलानि भवन्ति विशेषतया सूर्यनमस्कारः आरोग्यं भास्करादिच्छेत् इति एका उक्तिः अस्ति भास्करस्य अनुग्रहेण अस्माकम् आरोग्यं तत्कारणात् एव सूर्यनमस्कारः प्रतिदिनं करणीयः तदा शारीरिकनम्यता शीघ्रं भवति अनन्तरम् आसनम् विषये बहुदृढतारीत्या कर्तुं शक्यते उदाहरणार्तं वज्रासनं वज्रासनं यः करोति तस्य पृष्टवेधना न भवति हलासनं यः करोति उदरं बृहत् न भवति पद्मासनं यः करोति तस्य ऊरुस्वास्थ्यं बहुसम्यक् भवति अतिस्थूलः न भवति यदा अतिस्थूलः भवति तदा अधिकव्यादिः उत्पादनं भवत्येव तत्कारणात् प्रतिदिनं सूर्यनमस्कारः विविधानि आसनानि ध्यानं करणीयः एव तदा नम्यता बलस्य च वर्धनं भवति